प्रियाङ्गुः इदम् अस्माकं चित्रदुर्गप्रदेशे वर्तते अस्या महत्त्वं किं नाम अस्माकं पौष्टिकांशार्थम् इमं पदार्थम् उपयुज्यते सर्वथा अत्र आरोग्यार्थम् आरोग्यार्थम् उत्तमम् उत्तमं वर्तते तथा च अस्मिन् वरे अस्य वर्धने बहु श्रमः यत्नः कर्तव्यः तत्र ए एतावदेव वृष्टिः स्यात् आतपः स्यात् तथा च एवं तेषां कृते औष्णाधिक्यं न स्यात् शैत्याधिक्यं न स्यात् एतादृशाः नियमाः सन्ति तथा च आ आरोग्यशास्त्रे रागी व्रीही अयमेव पदार्थः सम्यक् इति वैद्याः सूचयन्ति तथा च एतेन मुद्दे क्रियते अनन्तरं दोसा क्रियते अनन्त्रं यत् यथेष्टं रागी गञ्जी इति क्रियते एतदुद्दिश्य अधिकम् आरोग्यं खादित्वा आरोग्यं सः सुष्ठु भवति तथा च आरोग्यार्थम् उत्तमार्तम् इदं खादनीयं सर्वे इदं खादामः चेत् आरोग्यार्थम् उत्तमं भवति तदर्थम् अस्माकं प्रदेशे प्रदेशे यदि आगच्छन्ति इदमेव प्राप्यते भोजने विश् वैशिष्ट्यं मुद्दे इत्येव क्रियते अत् एतेन अनन्तरं तथा च इदं वर्धने कृषिकाः बहु यत्नं कुर्वन्ति कृषे कृषिकेन यत्नः यत्नः कथं क्रियते तथा व्रीहिः एतेन एतस्य वर्धनं भवति